अहं ग्रामप्रदेशे वसन्ती अस्मि इत्यतः नगरे यावन्तः व्यापाराः सन्ति तावत् अस्माकं ग्रामे न सन्ति वणिक्जनाः अपि न्यूनाः एव वस्तुतः ग्रामे वाणिज्यं कर्तुं केऽपि नेच्छन्ति अपि तथापि मम ग्रामे द्वे आपणे स्तः ततः एव सर्वे जनाः महानसे पाकक्रियार्थं यानि वस्तूनि आवश्यकानि तानि नीयन्ते पुनः बहिस्तात् वस्त्रव्यापारिणः शाकाव्यापारिणश्च याने तान् संस्थाप्य व्यापारार्थम् आगच्छन्ति अत्र विस्मयस्य विषयः एषः वर्तते यत ग्रामीणप्रदेशः अस्ति इत्यतः विज्ञापनस्य आवश्यक्ता नास्ति एव ते साक्षात् वस्तूनि नीत्वा गृहं प्रति आगच्छन्ति तत् वयं स्वीक्रुर्मः तावदेव